हरिः ओम् हरिः ओम् महोदय भवतः एलेट्रिषियन् वा अस्तु अस्तु महोदय भवताम् भवताम् आपणः समीपे अस्ति वा महोदय अस्तु नाम अस्तु अस्माकं गृहे अर्तिङ् समस्या अस्ति महोदय किं करणीयम् अस्तु ह्म् एतत् महोदय महोदय एकवारं गोलदीपाः अपि नष्टाः भवन्ति एकवारम् अधिकमागच्छति एकवारं विद्युत् अल्पं भवति

महोदय कृपया कृपया कदा आगच्छतु आगच्छतु महोदय परश्वः अस्माकं विराममस्ति ओ वयं गृहे एव भवामः आगच्छतु

तदेव महोदय पट हा तदेव अर्तिङ् समस्या अस्ति किल तस्मात्तु पठनसमये सा मम पुत्रः पुत्री च पठनसमये लेखनसमये विद्युत् गच्छति महोदय एवं समस्या अस्ति कृपया ह्म् ह्म् अस्तु अहम् अहम् उत्तम वैर् एव आनीतवान् महोदय फ़िनोलेक्स् वैर् आनीतवान् महोदय आम् अस्तु आं महोदय अस्तु महोदय किञ्चित् शीघ्रमागच्छतु महोदय अस्तु महोदय अस्तु महो इतोपि नाम सा एव समस्या अस्ति महोदय अर्तिङ् समस्या वा वयं तु ज्ञातुं न शक्नुमः का समस्या इति महोदय अस्तु महोदय अस्तु अस्तु महोदय